तन्त्रज्ञानेन वैद्यकीयकार्याणि पूर्णतया सम्पादयितुं अशक्यानि एव यथा अस्माकं सम्पूर्णशरीरस्य परीक्षणं तथैव क्षकीरणपरीक्षणम् एतादृशानि यानि कानि अपि कार्याणि तानि तु वैद्यः समीपं गत्वा एव कर्तुं शक्यानि किन्तु अन्तर्जालद्वारा वैद्येन सह मेलनं वैद्यस्य समयप्राप्तिः औषधान्वेषणम् अथवा उत्तमवैद्यस्य क्रमाङ्कः चिकित्सालयस्य सङ्केतः इत्यादीनि कार्याणि वयं कर्तुं प्रभवामः